योगेन चित्तस्य पदेन वाचां मलं शरीरस्य च वैद्यकेन योपाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोस्मि अत्र योगेन चित्तस्य इति वर्तते सर्वे योगाभ्यासिनः अत्र एकवारं पश्यन्तु पतञ्जलिना यत् कृतं वर्तते योगशास्त्रं तत्र योगेन चित्तस्य पदेन वाचां व्याकरणशास्त्ररूपेण वाचां शुद्धिः पतञ्जलिना कृतं योगेन चित्तशुद्धिः इति तेन कृतम् इति अत्रैव भासते अतः योग इत्युक्ते सर्वेषां तत्र मनसि यत् वर्तते चेत शारीरिकव्यायामः इति चिन्तयन्ति परन्तु प्राणायामः एवं योगः तत्र मुद्राप्रयोगः इत्यादिकं सर्वं कृत्वा चित्तस्य शुद्धिः इति मनसः शुद्धि इति नास्ति यतो हि चतुर्विधः अन्तःकरने मनोबुद्ध्यहङ्कारचित्तानि अतः अत्र चित्यस्य इत्युक्ते चित्त इत्युक्ते आधुनिकभाषया चिप् इति वक्तुं शक्यते स्मरणशक्तेः इति वर्तते अतः स्मरणशक्तेः तत्र ऐ क्यू लेवेल् इति वदन्ति खलु ऐ क्यू लेवेल् अभिवर्धयितुं योगः अत्यावश्यकः प्राणायामेन साकं अतः देहव्यायामः अन्यः देह देहस्य व्यायामः अपि भवति योगकरणे पतञ्जल्या पतञ्जलेः योगस्य देहस्यापि तत्र व्यायामः विद्यते सः व्यायामः चित्तशुद्ध्यार्थे एव भवति यतोहि अत्र कः भेदः इत्यपि लिखितं वर्तते यदि योगा क्लास् कक्षा यथा वर्तते सर्वे आगच्छन्ति आगत्य गमनसमये किं कुर्वन्ति चेत् चित्तस्य शुद्धिः भवति वा न वा इति यतोहि क्षीरं वर्तते क्षीरस्य कृते वयम् अन्यत् अशुद्धपदार्थं यदि स्थापयामः चेत् क्षिरमपि सर्वमपि व्यर्थं भवति तथा एव योगङ्कृत्वा चित्तस्य शुद्धिः नैव भवति चेत् योगकरणात् तत्र योगः निष् प्रयोजकः भवति अतः उदादरणार्थम् अहं स्वीकरिष्यामि तथा एव कुर्वन्ति इति मम अभिप्रायः नास्ति यदि क्रियते चेत् एषः दोषः भवति इति योगः अर्थात् तत्र व्यायामः सूर्यनमस्कारादिकं कृत्वा सर्वे बहिः गमिष्यन्ति या योगकक्षामध्ये वदन्ति पार्श्व गृहस्य विषयम् अथवा तत्र दूरदर्शने मध्ये या दारावाहि प्रसारिता तस्याः तत्र एवम् भवेति एवं भवति तत्र किञ्चित् विषयं चित्तशुद्धेः विरोधार्थं भवति तत् यतोहि तादृशी संस्कारः तादृशः संस्कार तत् समीचीनं नैव भवेत् इति भविष्यति चित्तशुद्धिः नैव भविष्यति चित्तशुद्धार्थे मौनम् एव अत्यन्त उत्तमः मार्गः वर्तते अतः अत्र योगस्य योगकरणेन तत्र चित्रशुद् चित्तशुद्धिः एव भवितव्या तत्र कोपि सन्देहः नास्ति एव अतः शारीरिकव्यायामः तत्र चित्तशुद्ध्यर्थे तत्र शरीरं अस्माकं चिन्तने किं कः चिन्तनं कर्तव्य इति शरीरस्य तत्र तत्र सहायता भवति शारीरिकव्यायामेन योगस्य च भेदः शारीरिकव्यायाम इत्यस्य एषः एव भेदः केवलं अत्र योगकरणात् शारीरिकव्यवस्था उदाहरणार्थं जीवनार्थं तत्र सूर्यनमस्कारः अतीव आवश्यकः एवमेव चित्तशुद्ध्यर्थम् आदित्यहृदयपठनमपि भविष्यति अतः आरोग्यार्थं आदित्यहृदयम् आरोग्यार्थं शारीरिक आरोग्यार्थं तत् व्यायामः भविष्यतिः परन्तु मनसः चित्तस्य आरोग्यार्थं प्राणायामादि योगाः आवश्यकः अस्माकं जीवने शरीरः अपि प्रमुखः चतुर्विद अन्तःकरणाः अपि अतिप्रमुखः अस्माकं मनः संस्कारयुक्तः यदा भवति तदा एव शरीरारोग्यस्य प्रयोजनं भवति यदि शरीराः आरोग्यः एव भवति संस्कारः नैव भविष्यति चित्तशुद्धिः नैव भविष्यति इति चेत् सः उग्रः अपि भवितुं शक्यते योगेन योगकरणेन यदा चित्तशुद्धिः भवति तर्हि समाजस्य सेवकः सः भवति यदि शरीरव्यायामं एव करोति देहबलमेव वर्धयति तत्र मनसः संस्कार अभिवृद्धिः नैव भविष्यति सः उग्रः अपि भवितुं शक्यते अतः योगस्य प्राथम्यता समाजस्य व्यवस्थायाः अत्यन्त प्राथम्यता च वर्तते इति नैव सन्देहः अतः अतः सर्वे सर्वैः योगः करनीयः नरेन्द्रमोदीमहोदयेन विश्वस्तरे योगदिनाचरणं विश्वशान्त्यर्थे एव कृतम् अत्र ज्ञापनीयं वर्तते अतः योगकरणात् केवलं शारीरिकव्यायाम इत्युक्ते जिम् इत्यादिकं वदन्ति देहबलमेव वर्धयन्ति मनोबलं नैव वर्धयन्ति योगेन मनोबलमपि वर्धते अतः संस्काराः अपि वर्धते समाजबलमपि वर्धते समाजसेवामनोभावना अपि वर्धते अतः सः योगः अत्यावश्यकः सर्वेषाम् इति मम अभिप्रायः समीचीनम्